नमस्ते अहम् अत्र अद्य मम गृहे कार्यक्रमः अस्ति अतः आर्डर् दास्यन्नस्मि पायसस्य आर्डर् अतः यथाशक्तिः पायसम् अपेक्षितं बहु एव अपेक्षितं शतजनानां कृते प भवतः कम्पनीतः एतावत् बृहत् आर्डर् कृते किमपि प्रोमो कोड् अथवा कूपन् दातुं शक्यते शक्यते वा येन अग्रिमम् आर्डर्मध्ये मम कृते उपयोगाय स्यात् धन्यवादः झटिति एव अत्र उत्तरं ददातु